अस्माकं राज्ये शिक्षणव्यवस्थायाः उपरि संस्कृतस्य प्रभावः अस्ति एव प्रायः राज्यस्तरीयाः पाठशालाः सन्ति तत्र संस्कृतम् अस्ति सि बि एस् सी पाठशालाः सन्ति तत्र तु संस्कृतम् अनिवार्यरूपेण एव अस्ति केवलम् तद् आङ्ग्लपाठशालाः सन्ति खलु तत्र संस्कृतं नास्ति स्टेट् बोर्ड् आङ्ग्लपाठशालासु सन् अस्ति परम् तद् भिन्नरूपेण पाठशालाः बव मिशनरि स्कूल्स् तत्र प्रायः संस्कृतं न भवति परं संस्कृतवातावरणं नगरे अस्ति अतः प्रायः सर्वाः पाठशालाः संस्कृतम् आधारिकृत्य भिन्नभिन्नस्पर्धाः तत्र स्पर्धानाम् आयोजनं कुर्वन्ति तत्र सम्भाषणशिबिराणि भवन्ति संस्कृतं नास्ति पाठशालासु तथापि सम्भाषणशिबिराणाम् आयोजनं करोति तेन आधारितं परीक्षाः भवन्ति भिन्नभिन्न कार्यक्रमाः भवन्ति संस्कृतदिनं भवति प्रायः आगामिषु दिनेषु बहुषु पाठशालासु संस्कृतम् अनिवार्यरूपेण भवेत् इति आशां वयं कुर्मः संस्कृतं सर्वत्र सर्वे संस्कृतं पठन्तु एकः संस्कृतं पठतु एकः मा पठतु अस्मिन् विद्यालये अस्ति तस्मिन् विद्यालये नास्ति किमर्थम् एवं वयं भारतदेशस्य सर्वे समानाः सर्वे जनजातियाः सर्वे एव संस्कृतं पठन्तु तेन एव भारतस्य भारतदेशस्य सांस्कृतिकवर्धनम् भारतदेशस्य संस्कृतेः रक्षणं रक्ष संस्कृतिरक्षणं भवति सर्वाः भाषाः भारतदेशस्य सर्वाणां भाषाणां रक्षणमपि संस्कृतेन भवति सर्वेषां भाषाणां जननी एव संस्कृतभाषा इङ्ग्लिश् आङ्ग्लकारणतः अन् अस्माकं राज्यभाषा अपि प्रायः अस्तङ्गता इव जाता परं संस्कृतभाषा कारणेन अस्माकं मातृभाषाः अपि भिन्नभिन्नमातृभाषाः अपि सुदृढः भविष्यन्ति तेषामपि पोषणं संस्कृतभाषया भवति इति निश्चितम्